यदाहं वस्त्रं चिनोमि तदा कीदृशः विन्यासः भवेत् इत्यादिविचाराः मात्रा वा मित्रैः वा पाठ्यन्ते अतः तत्र क्लेशः न अनुभूतः ते सह माता तु अवश्यं साहाय्यं करोति एव मित्राण्यपि आगत्य साहाय्यं कुर्वन्ति तत्र एतादृश शैली भवेत् इत्यादि विष् विषयाः वयं अन्तर्जालतः द्रष्टुं शक्नुमः तत्र फ़्लिप्कार्ट् इति वर्तते किन्तु तत्र वयं नूतननूतन इदानीं प्रस्तुते किम् अत्यन्तं प्रचलितं वर्तते इति तत्र द्रष्टुं शक्नुमः एवं च आवास अरेनिय इत्यादि ब्राण्ड् समीचीनं भवति इति वक्तुं शक्यते अपि च अमेज़ान् फ़्लिप्कार्ट् मीशो अत्र सर्वत्रापि वयम् ओन्लैन् बुक् बुक्कर्तुं शक्नुमः एवं वस्त्राणां चयनं कर्तुं शक्यते